मम क्षेत्रे चिकित्सा सुविधा अस्ति अपि च औषधानाम् उपलब्धता अपि पर्याप्तम् उत्तमम् अग्रिम चिकित्साय कृते अस्माभिः समीपस्थं नगरं गन्तव्यम् अस्माकं क्षेत्रे परितः च जनानां कल्याणाय पर्याप्तम् सर्वकारीयचिकित्सालयानि प्राथमिकस्वास्थ्यसेवकेन्द्राणि च सन्ति कोविड् मध्ये चिकित्सातलेन जनानां सुरक्षायां बहु प्रयत्नः कृतः प्रत्येकं सहायकर्मचारिणः अनेकाः संस्थाः च आवश्यकता वशात् चिकित्सा भोजनम् आश्रयं च आयोज्य जनानां सहायतां कृतवन्तः